अहं शणै उपहारगृहतः आलूबोण्डा आर्डर् कृतवानासम् तद् सम्यक् नास्ति इति कारणतः अहं पुनः प्रत्या प्रत्यर्पयितुं शक्नोमि वा यतः तद् बहु मधुरमस्ति मधुरमहं वस्तुतः न इष्यामि पुनः तद् गुणवत्ता अपि सम्यक् नास्ति लघु लघु लघु वर्तते इति कारणतः अहं यदि पुनः प्रत्यर्पयितुमवकाशः अस्ति तर्हि अहं भवतां कृते पुनः प्रेषयितुमिच्छामि इति कारणतः कृपया अवकाशं प्रयच्छन्तु इति वदामि यतः अत्र ज़ोमेटो स्विग्गि इत्यादि व्यवस्थाः न सन्ति अस्माभिः जन जनाः तत्र प्रेष्यन्ते तेभ्यः भवन्तः दत्वा प्रेषयन्ति पुनः तेषां हस्ते एव अहं प्रेषयितुमिच्छामि